ग्रामीणक्षेत्रेषु समुचितमार्गयानसुविधायाः अभावे भारतीयकृषकाः स्वेषाम् उत्पादान् उचितमुल्येन विक्रेतुं समीपस्थमण्डलपर्यन्तं गन्तुं न शक्नुवन्ति अतः ते ग्राम्यविपणौ एव स्ववस्तूनि विक्रेतुं रोचन्ते गच्छन्ति भारते कृषिजन्यपदार्थानां पदार्थानां स्थानान्तरणस्य मुख्यभेदाः वर्तन्ते एवञ्च आधारभूतसञ्चारणायाः समर्थनं रसः रसात् सम्पर्कः च येन कृषकाणाम् उत्पादानां समये एव विपणिं प्रति गन्तुं ते न प्रभवन्ति यतो हि तत्र मार्गस्य उपलब्धता उत उपलब्धिः उत उपलब्धता न वर्तते भारते सञ्चारस्य सुविधाः अल्पाः सन्ति केवलं कतिचनग्रामाः मण्डलपर्यन्तं रेल मार्गेन गन्तुं शक्नुवन्ति अन्ये च तत्र गन्तुं न शक्नुवन्ति अतः तेषां यत्किमपि वर्तते ते विपणिः पर्यन्तं प्राप न प्राप्तुं शक्नुवन्ति एवञ्च कृषिक्षेत्रे अनेकाः समस्याः सन्ति पुरातनकृषिविधानां समुचितसिञ्चनसुविधानाम् अभावेन कीटानां कीटकनाशकानां च अपर्याप्तप्रयोगस्य कारणेन न्यूनोत्पादकतायाः समस्यायाः कारणात् अयं क्षेत्रं कृषकाणां कृते न्यूनलाभं च प्राप्नोति अतः ये कृषकाः सन्ति ते ग्रामं ग्रामस्थमण्डलपर्यन्तं गन्तुं न शक्नुवन्ति यतो हि तत्र मार्गस्य सुविधा न वर्तते इति